हरिः ओम् ओ नमस्कारः नमस्कारः हरिः ओम्

अस्माकं कृते कानिचन वस्तूनि अपेक्षितानि सन्ति

आम् आम् आम्

ओहो उत्तमम् आम् आम् उपविशामः मास्तु मास्तु कृपया चिन्ता नास्ति वयं गृहादेव आगच्छामः भवत्याः सेवार्थं वयं धन्याः तत्र वयं तु उत्पीठिकाः पलङ्गाः मञ्चाः सर्वं पश्यामः सुखासन्दाः सन्ति किं सोफ़ा सेट् इत्युच्यते सोफ़ा से कपाटिकाः अपि सन्ति किम् उत्तमम् अत्र उत्तमम् उत्तमं सर्वम् अस्ति भवत्याः आपणे सर्वम् अस्ति दोलासन्दाः अपि सन्ति तत्र एतत् सर्वमपि स्वदेशी अस्ति अथवा विदेशी अस्ति ओ हो

मया सह मया सह मम पत्नी अपि आगतवती सा पश्यति सापि पश्यति वयं दृष्ट्वा तर्हि अत्र एतेषां मूल्यं कथं भवति द्रष्टुं तु आपणम् अत्यन्तम् आधुनिकरीत्या सज्जीकृतमस्ति मूल्यम् अधिकम्

ओहो अपकर्षः अपि भवति किम् उत्तमम् आं हां ओहो उत्तम् उत्तमम् उत्तमं तर्हि एतस्य क्रयणानन्तरं गृहं प्रती भवन्तः एव प्रेषयन्ति किल हा हा तदेव अत्रैव समीपे एव एक किलो मिटर् दूरे शिवरामपल्लिमध्ये वयं वसामः

चिन्ता नास्ति चिन्ता नास्ति सायङ्कालपर्यं हा हा आम् आम्

अत्र केवलं काष्ठनिर्मितं दारुनिर्मितम् एव भवति अथवा प्लास्टिक् अयः सर्वमपि सन्ति किम्

सत्यं सत्यं सत्यं भवत्याः वचनं सत्यमेव तथापि वयं दृष्टा तर्हि एकवारम् अहं वदामि भवती लिखतु किं किं प्रेषनीयम् इति अत्र एका एषा उत्पीठिका सम्यक् अस्ति एषा उत्पीठिका एका उत्पीठिका पठनार्थम् अस्माकं सन्तानार्थं पठनार्थं एषा उत्पीठिका पठनसमये उपयोगाय भवति एते आसन्दाः सन्ति एते चत्वारः आसन्दाः चत्वारः आसन्दाः पुस्तकानि स्थापयितुम् एषा लघुकपाटिका लघुकपाटिका लघुकपाटिका एकैव भवति तत्र भागद्वयं अस्ति किल अस्माकं सन्तानस्य भागद्वयं पर्याप्तं यतः अस्माकम् अपत्यस्य एकत्र एकत्र एकस्य अन्यत्र तथा भवति तर्हि अस्माकं मातुः कृते तत्र शयनासन्दः एकः अपेक्षितः अस्ति उत्तमं सम्यक् एतदस्ति एतदपि लिखतु शयनासन्दः एकं शयनासन्दं वयं स्वीकुर्मः पर्याप्तम् अस्ति इदानीं तु एतावत् पर्याप्तम् वयं तत्र सङ्केतं दद्मः कृपया तत्र प्रेषयन्तु आम् आम्

कियत् आपक प्रेषयामि ओ उत्तमम् उत्तमम् सन्तोषः सन्तोषः वयम् यू पि ऐ द्वारा प्रेषयामः यतः डिजीटल् इण्डिया इति चलति किल अतः यू पि ऐ द्वारा प्रेषयामः वयम् धन्यवादः उत्तमं सन्तोषः अवश्यम् अवश्यं वयं सूचयामः अत्र समीपे सम्यक् अस्ति एषः आपनं अतः अस्माकं मित्राणि सर्वान् वयं सूचयामः

उत्तमम् उत्तम अवश्यम् अस्तु नमस्कारः पुनर्मिलामः